न शिक्षणव्यवस्थायां समूहमाध्यमे च संस्कृतस्य उचितस्थानं नास्ति किञ्च् किञ्चित् किञ्चित् कोर्स् मध्ये संस्कृतः अन् अनिवारे अस्ति परन्तु परन्तु ब बहुषु कोर्स् मध्ये संस्कृतः अनिवार्यः नास्ति अपि चेत् संस्कृतः नास्ति संस्कृतं अस्माकं प्राचीना एवं प्रथमभाषा अस्ति वयम् वयं संस्कृतं एषः अस्माकं कर्तव्यमस्ति वयं संस्कृतं जानीमः इति अस्माकम् प्रथमं कर्तव्यम् अस्ति